अधुनातनशिक्षाव्यवस्थायां नैतिकमौल्यबोधविषये किमपि सम्यक् आलोचनं न दृश्यते वैदिकशिक्षापरम्परा आधुनिकशिक्षायां प्रतिफलनं नैव भवति फलतः समाजे सांस्कृतिकनीतिरीतेः वैलक्षण्यं दृश्यते प्राचीनसंस्कृतेः अवक्षयः अनुदिनं परिलक्ष्यते या विद्या सा विमुक्तये इति आधुनिकशिक्षायां परिलक्षितं न भवति